मम लेखनक्रमे प्रथमं पीठिका विषयप्रवेशः विषयः उपसंहारः ईदृशः क्रमः अस्ति तत्र तदनन्तरम् एवं पीठिकां विचिन्त्य तदनन्तरं पात्राणां योजनं अहं करोमि एक एकस्म एकस्मिन्नेव क्रमे लिखामि नाम बहुवारं न लिख्यते एकवारं लिखामि विचिन्त्य चिन् पूर्व पूर्वं सम्यक् विचिन्त्य तदनन्तरं लिखामि तस्मात् कारणात् अधिकदोषाः अधिकाः न भवन्ति एवं नाम विषयस्य विषयस्य बाहुल्यं पीठिकाप्रवेशार्थं यावदवे अपेक्षितं तावदेव क्रियते पुनः उपसंहारः किञ्चित् न्यूनमेव भवति पुनः तस् तस्य प्रमाणार्थं मम गुरु गुरोः समीपे गच्छामि ते सम्यक्रीत्या तत्र मार्गदर्शनं क कुर्वन्ति दोषाः परिमार्जयन्ति